यदि अस्मिन् समस्तिभिः स्वीयति प्रवासं कर्तुं यदि माम् अवसरं लभ्यते चेत् अहम् एकमेव चिनोमि उत्तराखण्डप्रदेशस्य रुद्रप्रयागजनपदे एव किमर्थम् इत्युक्ते तत्र अस्माकम् उत्तराखण्डप्रदेशे किम् अस्ति चत्वार धामाः वर्तन्ते इति तु सर्वे एव जानन्त्येव तत्र रुद्रप्रयागजनपदे अस्माकं केदारनाथधामः इति विद्यते चतुर्षु धामेषु केदारनाथधामः रुद्रप्रयागजनपदे विद्यते एवं च यदि अहं तत्र प्रवासं करोमि चेत् तत्र अहं मम इच्छा अस्ति प्रतिदिनं भगवद्दर्शनम् कृत्वा तेषाम् उपासना सन्ध्यावन्दनम् इत्यादि कृत्वा एवं च तत्र मम प्रवासं कर्तुं बहु मनोकांक्षा अस्ति एवं च यदि अहम् उत्तराखण्डप्रदेशे निवसामि गन् ग गमिष्यामि प्रवासं प्रवासं करोमि चेत् तत्र किम् अस्ति बहवः सम्यक् दृश्याणि अपि सन्ति एवं च तीर्थस्थलानि अपि सन्ति भगवद्स्थलानि अपि सन्ति हिमालयनाम पर्वतः अपि तत्र तथः दृ द्रष्टुं शक्यते एतावत् अहम् एतादृशम् एतादृशाणि एवं च यदि उत्तराखण्डप्रदेशे यदि प्रवासं कर्तुं यदि मम माम् अवसरं लभ्यते चेत् तत्र किम् अस्ति गङ्गायाः उद्गमस्थानमपि उत्तराखण्डप्रदेशस्य क उत्तरकाशीजनपदे गङ्गोत्रिः इति उद्गमस्थानमस्ति तदस् गङ्गायाः एवं च मम इच्छा अस्ति प्रतिदिनं गङ्गायां गङ्गायाम् स्नानं कृत्वा भगवद्दर्शनं कृत्वा च प्रतिदिनं भगवदुपासनां कर्तुं मनः मनः अस्ति मम बहु इच्छा अस्ति मनोकांक्षा अस्ति अतः इति अस्मिन् समस्त विश्वेस्मिन् यदि कुत्रापि यदि माम् गन्तुम् इच्छा अवसरः लभ्यते चेत् अहम् उत्तराखण्डप्रदेशम् एकमेव तत्रैव गन्तुं बहु इच्छा अस्ति